अपि च तत्र किं भवति छात्राणां आहारविषयेपि तेषां यत्र अभिरुचिः अस्ति तादृशः आहारः देयः तावत् ते परमतृप्ताः भवन्ति सम्यक् पठितुं शक्नुवन्ति अपि च आरोग्यदायकं भोजनमपि तेषां देयम् एवं तत्र बलवर्धकमपि भोजनं देयम् एवं तत्र अस्वास्थ्यम् अस्वास्थ्यं सञ्जातं चेत् तदानीं मातृवत् पोषणं वात्सल्यं च प्रदर्शनीयम् एवम् वयं कुर्मः चेत् तदानीं तेषाम् अतीव उत्साहः भविष्यति तत्र असंशयः अतः उत्साहवर्धनेनापि पारम्परिकपद्धतिः उत्कृष्टा भविष्यति तत्र न संशयः एवं सहपाठिनः ये सन्ति ते तैस्सह कथम् अत्र भाषणं कर्तव्यं मैत्री कथं सम्पादनीया इत्यपि तत्र उपदेशः देयः अस्ति इत्येवं बहवः उपायाः अस्माभिः परिपालनीयाः सन्ति